अस्माकं प्रदेशे उपजसस्यम् अधिकं न भवति अत्र तण्डुलं विषये श्रद्धां स्वीकुर्वन्ति अस्माकं क्षेत्रे प्रदेशे अधिकतया तण्डुलक्षेत्रमेव भवति तण्डुलान् स्वीकृत्य कृषकाः अन्यप्रदेशं गत्वा तत्र अधिकधनेन अदिकधनेन विक्रयणं कुर्वन्ति अत्र तु तण्डुलं विक्रयणद्वारा एव अधिकं धनं प्राप्नुवन्ति वयमपि अधिकतया तण्डुलं तण्डुलान् एव स्वीकुर्मः अत्र भोजनसमये अपि तदेव भवति